वेदाध्ययननिमित्तम् इदानीं तु व्यवस्था मम मते सम्यक्तया नास्ति कारणम् अधुना इदानीं संस्कृते कृत्वारोपं न क्रियते नाम अस्य वेदाध्ययनार्थं संस्कृतस्य ज्ञानम् आवश्यकम् अस्ति इति अतः संस्कृतस्य ज्ञानं भवति चेत् वेदस्य ज्ञानम् उभयम् अपि ज्ञानमपि भवति परन्तु संस्कृतस्य ज्ञानं नास्ति चेत् वेदस्य ज्ञानं कथं भवति इदानीं जनाः प्रायः वेदस्य विषये किमपि न जानन्ति परन्तु वेदे वेदे एतत् अस्ति वेदे तत् अस्ति ये सर्वे भवति वदन्ति एषा स्थितिः इदानीं परिदृश्यते अतः देशेऽस्मिन् तु व्यवस्था सम्यक् नास्ति इति मम मतं पुनः गुरुकुल अवस्थायां वेदाध्ययनस्य सा सुविधा इतोऽपि बहु अधिका अस्ति इदानीं वेदस्य विषये वैदिकं नाम वेदस्य सम्यक्तया अर्थं ज्ञातुमपि वयं न समर्थाः अनन्तरं वेदस्य बह्व्यः नाम टीकाः टीकाः सन्ति टीकाः सन्ति अनन्तरं भाष्यानि अपि सन्ति अतः सुविधा तु अस्ति परन्तु यावत् पा प्राचीनकाले आसीत् तथा तथावत् अतः न अत्र इदानीं तत् इदानीन्तनकाले नास्ति अतः वेदाध्यायननिमित्तम् इतोऽपि किञ्चित् स्स्ब सुविधा भवति चेत् सम्यग्भवति इतोऽपि किञ्चित् व्यवस्था भवति चेत् सम्यक् भवति इति अहं चिन्तयामि